चारणस्थानेषु पूर्वस्थाम् अधिकं त्याज्यं लक्षितं वा चारणस्थाने बहु परिसरहानिं कुर्वन्ति बहु प्लास्टिक् इत्यादिकं त्यक्त्वा गच्छन्ति एतत्कारणेन त्याज्यस्थान एतत् चारणस्थानमपि बहु त्याज्ययुतं तथा बहु कल्मषयुतं वा भवति तदर्थं त्याज्यस्थाने एतादृशकारणम् एतादृश प्लास्टिक् त्यजनम् एतत् न करणीयं यदा कुर्वन्ति तत् परिसरस्य हानिः भवति वयं यदा तत्र प्लास्टिक् इत्यादिकं त्यक्त्वा गच्छामः तत् प्राणिपक्षिभिः खादित्वा अथवा किमपि वा कृत्वा एतत् भूभागस्यापि परिसरस्यापि हानिः भवति तत्कारणेन चारणस्थाने वा भवतु परिसरे वा भवतु अधिकम् एतत् प्लास्टिक् उपयोगं न करणीयम् इति वक्तुम् इच्छामि